मया चित्रनिर्माणम् आधिक्येन क्राफ़्ट् रूपेणैव क्रियते क्राफ़्ट् निर्माणमेव मम कृते आधिक्येन इष्टम् अतः तद् निमित्तीकृत्य एव मया निर्माणं क्रियते चित्रस्य अपि निर्माणं करोमि परन्तु तथा नैपुण्यता तथा न सं तत्र न सम्पादितमस्ति क्राफ़्ट् मध्ये तु किञ्चित् सम्पादितवानस्मि अतः तस्यैव आधिक्येन चित्रीकरणं करोमि मया कुत्रचित् गुरुकुले अथवा शाला इत्यादिकेषु गत्वा अध्ययनं कृतमिति तु नास्ति सर्वम् अन्तर्जालसहायेन एव पठितवान् अस्मि सर्वत्र फ़ोन् द्वारा एव अहम् अन्तर्जालद्वारा एव पठितवान् सद्यः तु कालः अपि न प्राप्यते प्राक्तु एकदा लोक्डौन् जातं कोरोना कारणात् तत्काले गृहे एव भवामि स्म अतः तदा तदा समयः प्राप्तः कार्यमपि किमपि न प्राप् न भवति स्म अतः चित्रीकरणमेव करोमि स्म यतोहि बाल्यकालादारभ्य मम कृते चित्रीकरणं बहु इष्टम् अतः तस्यैव कार्यं करोमि स्म सद्यः मया एकः श्रीरामस्य चित्रं लिखितं कीदृशं चित्रम् इत्युक्ते सद्यः अयोध्यायां राममन्दिरस्य उद्घाटनं जातमस्ति तत्र बालरामस्य यद् या प्रतिमा तस्यैव चित्रीकरणं कृतवान् अस्मि प्रायेण पञ्च षड्दिनानि तत्र चित्रीकरणं कृतवान् तदानीं तत्सिद्धं यतो हि एकदा कदाचित् पञ्च निमेषाः दश निमेषाः एवंरूपेण चित्रं समयः प्राप्यते तदा तदा लिखामः परन्तु बहु समीचीनं तच्चित्रम् आगतमस्ति द्रष्टुमपि बहु सम्यक् भासते मम मित्राणि सन्ति तेषां कृते अपि दर्शितवान् मम गुरुकुले आचार्याः ये तेभ्योपि दर्शितवान् समीचीनम् इति उक्तवन्तः मम कृतेपि बहु समीचीनम् इति भासते बालः बालरामः यथा राममन्दिरे दृश्यते तद् तद्वदेव चित्रेऽपि दृश्यते तत्कारणात् मम कृते अपि किञ्चित् सन्तुष्टिः वर्तते इत्येवं रूपेण सद्यः मया श्रीरामस्य चित्रं लिखितम्